मम क्षेत्रे अपराधानां परिमाणं तावत् अतीव न्यूनं एव इति वक्तुं शक्नोमि यतोहि अत्रत्य जनाः अत्यन्त सुसंस्कृत जनाः सन्ति कदाचिद् तत्र तत्र किञ्चित् अपराधम् अत्र लक्ष्यते तत्र कारणं तदेव दारिद्र्यम् यदि दारिद्र्यं भवति मनुष्यस्य सहजः गुणः प्रेरयति तत्र अपराधं कर्तुं अतः मम क्षेत्रे तु अपराधस्य परिमाणं अतीव न्यु न्यूनं एव इति वक्तुं शक्यते